अहं वैचारिकप्रबन्धान् एव लेखितुमिच्छामि यतोहि तत्र वस्तुतः किमस्ति विचारस्य भेदः सर्वथा सर्वदा सर्वत्र दृश्यते अत यथा एकः जनः एकं मतं स्वीकरोति अन्यः तमेव खण्ड ख खण्डयित्वा स्वमतं स्थापयति अतः तत्र कः रहस्यः कः किमर्थं तमेव मतं स्वीकरोति न अन्यं स्वीकरोति इति मम जिज्ञासा भवति एव अतः तदर्थं वैचारिक प्रबन्धेषु मम मतिः अधिका भवति मम इष्टतमः लेखकः साक्षात् तु नास्ति प्रायेण अहं वक्तृत्वं श्रोष्यामि एव यथा विवेकानन्दः अस्ति तस्य श्रोतुं न शक्नोमि चेत् शक्नोमि अतः तस्य तेन यत्किमपि लिखितं तद् पठामि एवं जे कृष्णमूर्तिः अस्ति सः महान् दार्शनिकः अस्ति सः तस्य चलच्चित्रम् अहं पश्यामि अहं शृणोमि एवं बहवः सन्ति तेषां श्रवणम् एव करोमि एवं यद्किमपि तैः लिखितं तदेव पठामि एते विवेकानन्दः प्रायेण मम इष्टतमः लेखकः वक्ता च वर्तते